श्रूयते वा हा श्रूयते श्रूयते हा हा ह ह हा

कस्य ग्रन्थकारे वा ग्रन्थः ग्रन्थकारस्य नाम वदतु

स्वीकर्तुं शक्यते आगामि आगच्छ अ वा आगच्छति चेत् स्वीकर्तुं शक्यते एवं वा हा हा

हा अहं सूचयामि भवती गवेषणकारं गवेषणं कर्तुमिच्छति

आ उत्तमं

हा हा अहं सूचयामि भवती उत्तमम् आगच्छति चेत् अहं सूचयामि ह मम अस्तु इदानीम् इदानीं ग्रन्थालयं नस्ति एकमासम् एकवारम् एकवारम् अनन्तरं सप्ताहे आगामिसप्ताहे अहं दास्यामि ह आह्वयामि भवती आगच्छतु स्वीकरोतु किल ह उत्तमं पुनर्मिलामः